अहं मम छायाचित्रं सामजिकमाध्यमेषु प्रकाशयितुं न इच्छामि अहं फेसबुक् ट्विटर् इत्यादि सामाजिकमाध्य माध्यमानि उपयोगं करोमि एव परन्तु तत्र मम चित्रं स्थापयितुं सिद्धः नास्मि मम मनसि अहं बहु अधिकं किमपि न साधितवान् अतः मम चित्रं न अपेक्षते इत्यपि अस्ति एव पुनः मम वस्त्रधारणविषये वा केषालङ्कारविषये वा बहु आसक्तिः नास्ति स्वयमपि सेल्फि इत्यादि न स्वीकरोमि आम् यदि केचन विशेषजनानां सम्पर्के भवामि चेत् तैस्साकं छायाचित्रं स्वीकरोमि स्मरणार्थं सद्यकाले एव पद्मश्री चमुकृष्णशास्त्री महोदयः मम गृहं प्रति आगतवान् आसीत् स्मरणार्थं तत्र छाया छायाचित्रं स्वीकृतवान् परन्तु सामाजिकमाध्यमेषु न स्थापितवान् तदपि